ध्यानं प्राणायामम् इति उभौ अपि कथं निर्वहतः इति

योगशास्त्रे प्रमुखतया अष्टाङ्गानि सन्ति तेषु अष्टाङ्गं नाम ते तानि अष्टाङ्गानि कथम् इत्युक्ते यमनियम आसनप्राणायामप्रत्याहारधारणाध्यानसमाधयः एते इमानि अष्टावङ्गानि पुनः अष्टाङ्गेषु चत्वारतमः प्राणायामम् इति अङ्गं विलसति नाम निर्वहति पुनः ध्यानमिति सप्तमतमम् अङ्गं निर्वहति यद्यनयोः प्रथमत्वं प्राणायामम् इति स्थानं अङ्गीकारः करोति नाम प्राणायामः इत्युक्ते किं कथं च करणीयं कस्मात् करणीयं नाम प्राणायामः प्राणवायुः नाम स्वासप्रश्वासयोः करणम् एव प्राणायामः इति सामान्यतः परं च योगदर्शने यथा प्राणायामविषये सूत्रं विरचितम् अस्ति पतञ्चलिना तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः नाम आसनकृते सति प्राणायामः करणीयः नाम आसनकरणात् परम् एव आसनानि करणात् परम् एव प्राणायामः कर्तव्यः इति तत्तत् पुनः प्राणायामः नाम शासप्रश्वासगतिविच्छेदः एवं करणेनैव प्राणायामः भवति पुनः तथाक्षेपे प्रकाशपूरणम् अस्माकं विद्यमानशरीरस्य मलिनं नाम दूरीकर्तुं प्राणायाममेव करणीयं नाम परिस्कारः भवति पुनश्च ध्यानमिति सप्तमतमम् अङ्गं वर्तते पुनः ध्यानस्य एकत्वेन यदि पश्यामश्चेत् त्राटकमित्यादिकं कर कृत्वा अपि ध्यानम् तत्र भवति किमर्थं नाम चित्तवृत्तीनां निरोधं कृत्वा नाम एकत्रीकरणं केन्द्रीकरणम् एव भवति तत् ध्यानमिति यथा बहवः तपस्विनः ध्यानं कृतवन्तः इत्यादिकमाध्यमेन स्थानम् अस्य योगाभ्यासस्य एव महत्वं नाम महत्वपूर्णस्थानम् एवं निर्वहतः इति